नवजातशिशोः स्वच्छतायुक्तं वातावरणं भवतु इत्येव तत्र सूतिकाचरणम् इति अस्ति सूतिका नाम शब्दस्यैव तस्य जननम् इत्येव अर्थः प्रसव तस्मात् नवजातशिशोः यः कोपि आगत्य तत् मा स्पृशतु इति तत्र दशदिनपर्यन्तं सूतिकाचरणम् इति तत्र सर्वत्र आचर्णम् अस्ति तस्य आरोग्यमेव कारणं तत्र तथा इयं मा स्पृशन्तु इति तथा न आरोग्यमेव प्रधानं कारणं नवजातशिशोः स्पर्शनेन सर्वेषाम् अपि हस्तयोः अनेके क्रिमिकीटादयः वर्तन्ते इति तस्मात् हस्तस्पर्शनं मा कुर्वन्तु इति नवजातशिशोः स्वच्छतायुक्तं वातावरणं कर्तुमेव ते प्रत्येकप्रकोष्ठ प्रकोष्टे तं निधाय परिपालयन्ति अनन्तरम् अस्वच्छताकारणेन अतः श्वाषकोशरोगाः भवन्ति अनन्तरं जीर्णक्रीया सम्यक् न भवति जीर्णरोगाः सम्भविष्यन्ति एवं जाण्डिस् इत्यादयः अनेके रोगाः मालिन्यजलपानेन भवति तस्मात् मातुः स्तन्यपानमेव शिशूनाम् अत्युतमं पानीयं भवति तस्मात् तत् उपायं चेत् तदत् सपरेट् करणीयं नवजातशिशुं सपरेट् प्रकोष्टे एव स्थापनीयं तत्र माता मात्रा सह